मनुष्याणाम् आचारः आहारः विहारः प्रकृतिसहजाः भवेयुः इति नैसर्गिकचिकित्सायाः मूलसिद्धान्तः नैसर्गिकचिकित्सायाम् औषधस्य उपयोगं न कुर्वन्ति सूर्यस्नानं मृत्तिकास्नानं स्टीम्बात् नियमितनिगदित आहारसेवनं नियमितविश्रान्तिः आदि नैसर्गिकचिकित्सायाः भागाः पशवः यथा नैसर्गिकरूपेण जीवनं कृत्वा अनारोग्येण आरोग् अनारोग्येण विना आरोग्येण जीवन्ति तथैव मनुष्याः अपि नैसर्गिकरूपेण जीवनं कृत्वा आरोग्येण जीवनं करणीयम् इति नैसर्गिकचिकित्सायाः विशेषः अस्ति